हरि ओम् महोदयः अस्माकं अद्य या कक्षा अभवत् तत्र छात्रैस्सह अस्माभिः शास्त्रमित्रप्रकल्पविषये चर्चा कृता इदानीमद्य कक्षायाम् अहम् एवं यथा भवान् उक्तवान् आसीत् खलु यद् ए एकः छात्रः एकस्य शास्त्रस्य मित्रं भवतु तथा अस्माभिः व्यवस्था कृता इदानीम् अद्य नूतनम् इतोऽपि किं वयं कक्षायां कर्तुं शक्नुमः इति वदतु अद्य संवादशालां नयामः छात्रान् तत्र ए एकं ल लघु चलचित्ररूपेणापि एतस्य विषयस्य वयम् उपस्थापनं कर्तुं शक्नुमः एकम् अस्माकं नु सत्यं सत्यं सत्यम् इदानीं तत्र किं केचन स्लो लर्नर् छात्राः सन्ति तेषां कृते किञ्चित् चित्राणाम् माध्यमेन यदि पाठनं भवति तदानीं तेषाम् अवगमनं सुकरं भवति मित्र अन्यथा ते ते झटिति ग्रहीतुं न शक्नुवन्ति विषयं सत्यं सत्यं तर्हि इदानीं चलामः नयामः एतान् तत्र इतोऽपि वास्तुशास्त्रविषये किं नूतनं वयं तत्र योजयितुं शक्नुमः अस्तु तद् बॄ बृहद्वास्तुशास्त्रमालानुसारेण मया यत् माडल् निर्मितं तत् छात्राः सम्यक् अवगतवन्तः अहं दर्शितवान् आसं यत्

अस्तु अस्तु महोदयः नमस्कारः